नमस्कारः ओला केन्द्रमध्ये मया दुरवाणि कृता वर्तते परिस्थिति का इत्युक्तौ जयपुर्नगरस्य समीपे एव मम पितरौ आमेरनगरम् प्रति गतवन्तौ इदानीं ते ततः पुनः जयपुर्नगरं प्रति आगन्तुम् इच्छति अतः तदर्थम् एकस्य यानस्य आवश्यकता वर्तते अहं प्रार्थयामि यत् कृपया एकं यानं प्रेषयन्तु तेषां निवासस्थानस्य सङ्केतः अपि च दुरवाणिसङ्ख्यां प्रेषयन् अस्मि कृपया एकं यानं प्रेषयन्तु अपि च यानस्य कियत् मूल्यं भवति तदपि सूचयन्तु इति